उद्योगम् अतिरिच्य मम इष्टतमं कार्यमस्ति पाककरणं पाककरणे मम बहु रुचिः अस्ति अनन्तरं कलाकृतिः निर्माणं तस् तत्रापि मम रुचिः अस्ति अनन्तरम् तस्य